माणवानां जीवनयापणार्थं आहारः जलं वस्त्रं परमावश्यकं भवति यत् यद्यपि वयं तत्र देहारोग्यसम्पादनार्थं फल शाकानि फलानि वयं खादामः तर्हि कानिचित् फलानि शाकानि बहिर्तः वन वयम् आनयामः आधुनिककाले कलुषितानि भवन्ति फलानि शाकानि वा अतः तत्र स्वच्छता नास्ति इति कारणार्थं मम गृहे अहं शाकानि तत्र अहं रोपितवती यतः स्वच्छरूपेण शाकमहं प्राप्नोमि मं मम देहं शुद्धतायां भवेत् इति कारणार्थम् अतः अहं शाकानि तत्र गृहे एव रोपितवती एवमेव फलानि यानि भवन्ति तानि अपि कानिचित् मया तत्र रोपितानि वर्तन्ते किमर्थं नाम रासायनिक र रहितमलिनरहितफलानि शाकानि भवन्तीति कारणार्थं